अहं शास्त्रीयसङ्गीतं गातुं इच्छामि किमर्थं नाम शास्त्रीयसङ्गीतं तु प्राणवन्तः भवति अस्माकं पारम्परिकरीत्या शास्त्रीयसङ्गीतं भवति परन्तु समकालीन आधुनिकसङ्गीतं तादृशं ना भवति किञ्चित् भिन्नता दृश्यते तदर्थं अहं शास्त्रीयसङ्गीतं कर्तुं इच्छामि शास्त्रीयसङ्गीतं तु बहुक्लिष्टकरः भवति यदि अभ्यासः सम्यक् न भवति तर्हि शास्त्रीयसङ्गीतं कर्तुं क्लेशकरः अनुभूयते अहं यद्यपि तादृशम् अभ्यासं न करोमि तथापि अहं शास्त्रीयसङ्गीतं कर्तुं इच्छामि